त्रयोदशदिनाङ्के चन्द्रयानम् एकं योजना कृतवान् तत्र सम्यक् रूपेण कृतवन्तः मम अभिप्रायः अस्ति कि वैज्ञानिकविद्वांसः ये सन्ति तत्र सम्यक् रूपेण योजना कृतवन् कृतवन्तः एवञ्च अहं पश्यामि के रेलं रेलं रेल् मध्ये अपि अस्ति नवीनवीन रेल यन्त्रम् अपि निर्माणं कुर् कुर्वन्ति